हा नमस्ते सुप्रभातम् आ किं त्वम् अद् अहं म्यूसिषियन् प्रोड्यूस्टर् इदानीम् आ आ किं त्वम् अद्य फ़्री अस्ति वा अस्तु किं वयं श्वः मिलितुं शक्नुमः इदानीं न अहं नूतनं चलच्चित्रम् इदानीं गृह्णामि तद् कारणे अतः अहं भवद्भिः सह तस्य विषये चर्चां कर्तुम् इच्छामि आ अस्तु अहं नूतनं चलच्चित्रं गृह्णामि इदानीम् अस्ति इदानीं रेञ्ज् नास्ति इदानीं रेञ्ज् नास्ति नास्ति इदानीं श्रूयते वा हा अहं नूतनं चलच्चित्रं गृह्णामि अतः कः अतः अहं भवद्भिः सह तस्य विषये चर्चां करोमि कर्तुम् इच्छामि यदि वयं चिन्तां करोति तदेकं रोमाण्टिक् चलच्चित्रमस्ति तावत् कारणात् गीतस्य लेखनार्थं भवतः करोतु इदम् अहं चिन्ता करोति सहायस्य आवश्यकता अस्ति इतः अन्यदेश्ः नास्ति वा त्वम् अस्तु इदानीं श्रूयते वा हलो हरिः ओम् चलन्ति वा आ अ तदेकं रोमाण्टिक् चलच्चित्रम् अस्ति तावत् कारणात् गीतस्य लेखनार्थं तु करिष्यति इति अहं चिन्तां करोति भवतः सहायं आवश्यकता अस्ति त्वं इदानीं सहायं करोति वा आ आं धन्यवादः श्वः मिलामः तद् कारणार्थं त्वं इदानीं प्रिपेर् करोतु किम् इदानीं लिरिक्स् इदानीं त्वं चिन्तां करोतु त्वं चिन्तां करोतु आ अस्तु धन्यवादः श्वः मिलामः